भारतीय अध्ययनस्य पद्धतिः एव गुरुकुलपद्धतिः तत्र गुरोः निकटे एव स्थित्वा अध्ययनं कार्यं तत्रैव अशनवसनादिकं भवति गुरोः सेवां कुर्वन् तत्र वासः गुरोः अनुग्रहेणैव तत्र विद्यायाः प्राप्तिः भवति अर्थात् अध्ययनं अध्ययनमपि आवश्यकं परन्तु तत्र गुरोः अनुग्रहेण इतोऽपि अधिकतया तत्र विद्यायाः प्राप्तिः जायते वेदानान्तु श्रुतिः इति नामान्तरं तत्तु श्रवणैनैव तस्य अध्ययनं भवति नाम श्रवणेनैव तस्य अध्ययनं भवति गुरुमुखेनैव तस्य श्रवणात् श्रुतिः इति तथा च ये गुरुकुले अध्ययनं नाम गुरुमुखेन अध्ययनं कुर्वन्ति तेषां ज्ञाने दोषाः न भवन्ति इति